हरिः ओम् नमस्कारः महोदय वदतु म अहं जयपुरनगरे अस्मि अहं वर्णकारः अस्मि महोदय वर्णलेपनकार्यं करोमि वर्णलेपने भवतः गृहं गृहस्य वर्णलेपनम् अस्ति वा एवं वा तरुणाः अपेक्ष्यन्ते वा आम् एवंम् न महोदय अहं बहु सम्यक्तया वर्णं करोमि एतावत् पर्यन्तं बहुगृहाणि वर्णः वर्णानि वर्णानि कृतवान् अहं वर्णपटानि कृतवान् वर्णपटानि कृतवान् त बहु सुन्दरं दृश्यते भो विजयपुरनगरे नगरे अस्ति खलु महोदय भवतः गृहं हा भवन्तः सर्वे आगत्य प्रष्टव्यं तद् कः वर्णलेपनं कृतवान् इति तादृशवर्णं लेपयामि अहं हा श्वेतवर्णः पुनः श्वेतवर्णः रक्तम् हरितवर्णः हरितवर्णः चलति वा एतत् बहु सम्यक्तया करोमि भोः हरितवर्णं अत्र कृतवान् अत्र क्वचित् अस्ति खलु तत् वर्णलेपनम् अहमेव कृतवान् हा हा हा धनं महोदय भवतः गृहं कति दूरमस्ति एवं वा त बहु बहु सम्यक् करोमि महोदय बु बहु इत्युक्ते सर्वे आगत्य द्रष्टव्यं श्वेतवर्णः तस्य उपरि श्वेतवर्णः तस्य उपरि श्वेतवर्णः एवं बहु विधाः वर्णाः सन्ति एच् डि लेपय तदपि कु कुर्मः खलु हा चित्रं ए बहु सम्यक् चित्रं निष्कासयामि गोलुमचित्रं निष्कासयामि रामम् राममन्दिरस्य चित्रमपि निष्कसयामि हा महोदय पञ्चाशत्सहस्ररूप्यकं भवति आदिः हा महोदय वर्णः बहु एतत् पेट्रोल् रेट् बहु अभवत् भोः महोदय हा महोदय सहस्रं न्यूनं कृत्वा ददातु भोः आम् आं तानि सर्वाणि वर्णानि वर्णाः अहम् आनयामि

हा फ़ोन् फ़ोन्पे नम्बर् दर्शय यावद् प्रेषयामि सः फ़ोन्पे नम्बर् एतत् धनं प्रेषयतु धन्यवादः धन्यवादः